मम मनोरञ्जकाः क्रियाकलापाः किमस्ति इत्युक्ते बैक् चालनं

मनोरञ्जनमेव भवति विरामसमये दूरं दूरं प्रान्तनिमित्तम् अहं बैक् चालनं करोमि प्रकृतिमध्ये अहं बैक् नीत्वा तत्र बहु दूरं गच्छामि एतद् मम मनोविकासाय सम्यक् भवति अहं बहु आनन्दम् अनुभवामि बैक् रैडिङ्ग् कार् ड्रैविङ्ग् सम्यक् अपि अहं बहु इच्छामि तद् मम मनोरञ्जनाय एव भवति सर्वदा अहं यदा विरामः भवति तदा अहम् एवं बैक् नीत्वा एव गच्छामि